विशेष्य ग्रामीणप्रदेशे सार्वजनिक यानस्य समस्या दृश्यते तत्र यथा नगरे अनुक्षणं तत्र यानानि भवन्ति अथवा घण्टाभ्यन्तरे अर्धघण्टाभ्यन्तरे यानानि तत्र तत्र भवन्ति किन्तु जनाः विरलाः इत्यतः ग्राम ग्रामीणप्रदेशे यानान यानान्यपि अधिकानि न भवन्ति तदा नगरागमनार्थम् अत्र अथवा अन्यत्र गमनं कर्तुं तत्रत्यः कोपि इच्छति चेत् तस्य कष्टमेव भवति अहमपि तादृशम् अनुभवं प्राप्तवान् अहमपि यद्यपि ग्रामीणप्रदेशीयः तत्र यानमेव नास्ति पञ्च किलो मिटर् यावत् तत्र चलित्वा एव पदभ्यामेव गन्तव्यं भवति तदनन्तरं यानं प्राप्तव्यं चेत् घण्टापर्यन्तं घण्टाद्वयं यावत् तत्र प्रतीक्षा कर्तव्या तदनन्तरं तत्र यानं लभ्यते तदनन्तरं घण्टापर्यन्तं याने तत्र भवितव्यम् अनन्तरं नगरं प्राप्नुमः एतादृश समस्या सर्वत्र ग्रामीणप्रदेशेषु दृश्यते तादृश समस्या निर्मूलनम् अपेक्षितं तत्र बृहद्यानं प्रापयितुं न शक्यते चेत् लघुयानं प्रे प्रेषयित्वा तत्र सम्प्रेष्य तेषां तत्र साहाय्यं कर्तव्यम् मार्गस्य दुर्गतिस्तो सर्वत्र आदेशं वर्तते किन्तु तत्र नानाकारणानि भवन्ति त्रटार्यः मार्गः इति उच्यते तत्र यावत् अपेक्षितं तावत् तत् तत्सर्वं मेलनं कर्तव्यं तदन्तरं तत्र यानमार्ग सिद्धता कर्तव्या नो चेत् तत्र उत्कोचादे समस्याकारणतः मार्गानां दुर्गतिः दृश्यते सर्वत्र सर्वकार्यीय कार्येषु तथा भवति इति बहवः वदन्ति तथा न भवेत् तथा जनप्रतिनिधिरूपेण ये वर्तन्ते ते कार्यं कुर्युः तेन मार्गस्य उन्नतिः तद्द्वारा देशस्य उन्नतिः ग्रामस्य उन्नतिः राज्यस्य उन्नतिः एवं सर्व सर्वेषाम् उन्नतिः सुमार्गनिर्माणद्वारा भवति अतः मार्गस्य दुर्गतिः निवारणीया इति भाति